मम क्षेत्रस्य समीपे ओस्मान्या विश्वविद्यालयः अस्ति अनन्तरं देल्लिमध्ये अहं डेल्लि इ विश्वविद्यालये मध्ये पठितवती

पर्ड्यू युनिवर्सिटीमध्ये अध्ययनं कृतवान् अहमपि तेन सह तत्र गतवती तत्र प्रति विषयान् सूचयित्वा एकम् एकं भवनम् अ आसीत् तत्र बहु सम्यक् पठनं भवति अनन्तरं मम पुत्री तु लण्डन्मध्ये लीट्स् यूनिवर्सिटीमध्ये एकनामिक्स् कृतवती तत्र तु अहं न गतवती परन्तु मम पुत्री उक्तवती तत् अपि तत्रापि अध्ययनं पठनं बहु सम्यगेव भवति सा तत्र इङ्ग्लीष् आङ्ग्लं पठितवती अनन्तरं अर्थशास्त्रमपि पठितवती अनन्तरं सा सा एक्नोमिक्सपि एकौण्ट्स् अपि पठितवती अनन्तरं सा तत्र कार्यमपि कृतवती इदानीं सा केनडादेशमध्ये कार्यम् एकनोमिक्स्मध्ये एव कार्यं कृतवती क् कुर्वन् कुर्वती आ अस्ति मम पुत्रः तु बाङ्क् ओफ़् अमेरिकामध्ये कार्यं करोति सः अपि कोडिङ्ग् करोति सा एकनोमिक्स् अर्थशास्त्रस्य उपयोगमपि करोति